अस्माकं भारतदेशः सङ्गीतसांस्कृतिककलावैभवस्य औन्नत्यस्य मेरुसमानम् इति वयं वक्तुं शक्नुमः नाट्यशास्त्रस्य जनकः इति प्रख्यात भरतमुनिना अस्माकं नाश्ट नाट्यशास्त्रस्य उद्गमः अत्रैव अभवत् इदानीम् अस्माकं देशे विविधनाट्यप्रभेदाः सन्ति ते भरतनाट्यं कथक् कुचिपुडि ओडिस्सि मोहिनि अट्टं कथक्कलि भारतीयशास्त्रीयनृत्यः मणिपुरि रासलीला च भरतनाट्यं कुचिपुडि मोहिनि अट्टं कथक्कलि दाक्षिणात्यं नृत्यप्रकाराः तथा ओडिस्सि मणिपुरि कथक् उत्तरभारतस्य प्रमुखनृत्यप्रभेदाः